ओ महोदय भवान् चौर्यं कृतवान् एकस्मिन् गृहे इति सः आरोपं कृत्वा एकः आगतवान् भवान् अत्र आगन्तव्यम् आरक्षकस्थानं प्रति शिमोग्गानगरे एव शिमोग्गा प्रथमं पृच्छतु प्रथमं पृच्छतु एकवारं श्रवणं करोतु भवान् अशोकनगरे शिवमोग्गा अशोकनगरे एकस्मिन् गृहे चौर्यं कृतवान् ह्यः रात्रौ गृहयजमानः अत्र आगतवान् कम्प्लेन् दत्तवान् भवतः आरोपं कृतवान् पत्रमपि दत्तवान् तस्मिन् विषये विचारणं भवति अद्य भवता आगन्तव्यमत्र तत् स्पष्टिकरणं दातव्यं भवान् इदानीमेव आगच्छतु ह ह ह वदामि तत्र गृहे पृच्छतु गृहे उ उपयुक्तमौल्ययुक्तवस्तूनि आभरणानि अनन्तरं कि किमपि वस्तूनि सन्ति किल तादृशसर्वाणि वस्तूनि भवान् आनीतवान् इति आरोपः आरोपः अन्तरं सि सि फ़ुटेज् सि सि टि वि फ़ुटेज् पृष्टवान् एकवारं दृष्टवान् सि सि टि वि फ़ुटेज् मध्ये दृष्टवान् तत्र आरोपी गच्छति भवानेव वा इति दृष्टव्यम् एकवारमस्माभिः

ओ ग्ला ओ नगरे एव नासीत् वा भवान् ए अस्तु रे यदि भवान् आगच्छतु प्रथमम् प्रथमं ह प्रथमम् आगच्छतु अहम् आरक्षक अधिकारी वदामि किल अहम् आरक्षक अधिकारी वदामि आगच्छतु कृपया एवम् मिति सः अपरिचितः भवस्य परिचयः भवति वा तस्य पश्यतु यदि आवश्यकं चेत् लायर् स्वीकृत्य आगच्छतु अत्र आगन्तव्यं कम्प्लेन् स्वीकरणीयम् अनन्तरं तस्य सूक्तम् उत्तरम् एफ़् ऐ आर् करणीयं किल मया

श्वः आगच्छतु नो चेत् अहमेव तत् अन्वेषणं कुर्मः भवतः अन्वेषणं कुर्मः अस्तु अस्तु अस्तु स्थापयतु स्थापयतु